हरिः ओम् नमस्ते कः कुतः ओ तथा वा हा इदानीं तस्य लघुपरीक्षा समाप्ता वर्तते

भवान् अङ्कपट्टिकां न दृष्टवान् वा तथा तथा वा ओ तथा वा एवं वर्तते तस्य गृहे तस्य सिद्धता कथं वर्तते तस्य कृते साहाय्यं सहायकः कः पठनविषये भवान् साहाय्यं करोति वा तस्य माता करोति वा कः करोति

तथा वा तथा वा ओ एवम् ह सम्यक् सम्यक् सम्यक् एवम् एवं करोतु महोदय तस्य तस्य इ गणितविषये इदानीम् अङ्कः सम्यक् न आगतः इति उक्त् उक्तवान् ह अहं गणित गणितशिक्षकस्य कृते वार्तालापं कृत्वा वदामि किमिति इदानीं भाषाविषये किञ्चित् वयं वार्तालापं कुर्मः तस्य भाषाविषये आङ्लभाषाविषये कन्नडभाषाविषये वा संस्कृतभाषाविषये तावत् किं लेखनसामर्थ्यं तावत् नास्ति आम्

तथा करोति वा

ओ तथा वा अय् शृणोतु एकवारं मम एवं सलाहा वर्तते किञ्चित् हरिः ओं हरिः ओम् हा ये एकवारं तस्य कृते वयं सर्वे तत्र शालामध्ये ग्रूप् कृत्वा पाठनं कुर्मः पुनरेकवारम् अनन्तरं कथं भवति अङ्कानि इति परीक्षाङ्कृत्वा वयं प्रेषयिष्यामः अङ्कपट्टिकाम् तत् दृष्ट्वा पुनरेकवारं आगच्छतु महोदय अस्तु अस्तु अस्तु